मम इष्टतमा क्रीडा अस्ति फ़ुट्बाल् अहं लघुवयसि आरभ्य एतां क्रीडां पश्यन् क्रीडन् अपि अस्मि कन्दुकेन सह खेलनं मह्यं बहु इष्यते तस्मात् फ़ुड्बाल् मम इष्टतमा क्रीडा अस्ति क्रिस्टियानो रोनाल्डो मम आदर्शः क्रीडापटुः अस्ति तम् अनुसर्तुम् अहं बहु इच्छामि